हरिः ओं नमस्कारः शिक्षणविषये वदामः इत्युक्ते अस्माकं पाठ्यपुस्तके प्रकृतिविषये अवश्यं भवनीयं किमर्थम् इत्युक्ते प्रथमतया प्रकृत्याः सह वयम् स्नेहपूर्वकरीत्या भवामः चेत् प्रकृतिः इत्युक्ते पृथ्वी आपः तेजः वायुः आकाशः इति पञ्चभूतानि पञ्चभूतानां व्यवस्थितरूपेण वयं रक्षामः चेत् अस्माकम् आरोग्यम् सम्यक् भवति तदनुसृत्य एव प्रत्येकव्यक्तेः आरोग्यं सम्यक् भवति तदनुसृत्य शिक्षणविषये अपि आसक्तिः भवति शिक्षणस्य इत्युक्ते अक्षराभ्यासमात्रम् एव न भवति शिक्षणम् इत्युक्ते प्रथमतया वातावरणे अस्माकं परिसरे कानि कानि सन्ति तान् विषये ज्ञात्वा उपयोगं कथं करणीयम् इति मत्वा अन्येभ्यः अपि उपयोगं भवति तद् मनसि स्थापयित्वा व्यवहर्तुम् अभ्यासं करणीयम् इत्युक्ते वयं कुतः यत्र कुत्रापि गच्छामः चेत् जलमालिन्यं वायुमालिन्यम् इत्यादि वयम् इदानीन्तनकाले तु प्रायशः सामान्यविषयः अभवत् तत्तु न करणीयम् इति प्रकृतिविषये वक्तुं का कदा शक्यम् इति चेत् पारम्परिकरीत्या ये ये उपनिषत् गीतायां वेदशास्त्रे अन्याः बहवः शाखाः सन्ति अध्ययनस्य तत्र व्य विशेषतः प्रकृतिविषये एव अधीत्वा तदेव अक्षरज्ञानम् इति मत्वा अक्षरम् इति इत्युक्ते न क्षरं क्षरम् इत्युक्ते नाशः नाशः न भवनीयम् इत्युक्ते अक्षरः तदेव ज्ञानं सम्यक् ज्ञानम् ज्ञानं तदेव सम्यक् ज्ञानं ता सम्यक् रीत्या ज्ञानं प्राप्तुम् विशेषरीत्या पुस्तकं तु प्रकृतिः एव इति मम आशयः तत्तु पारम्परिकरीत्या वेदकालतः अद्यतनपर्यन्तं ये ये ये विषयाः वयम् इदानीमपि पठन्तः स्मः सर्वेपि पारम्परिकरीत्या आगताः एव इदानीं तु पा मेथमेटिक्स् इति सोशयल् सैन्स् एतानि सर्वाण्यपि मूलतः वेदकालतः एव आसीत् इदानीं भाषामनुसृत्य तत्का अद्यतनवर्तमानपरिस्थित्यानुसारं के के भवनीयम् इति मत्वा माडर्न् रीत्या कृतमस्ति शिक्षणपद्धतिः मम आशये तु वेदवाङ्मयतः अद्यतनपर्यन्तम् किमपि अस्ति सर्वमपि मिथ्यवाङ्मयम् इति मन्ये मिथ्यम् ज्ञानं परस्परज्ञानमेव मूलतः वेदः तदनन्तरम् उपनिषत् पुराणम् इत्यादी के के वयं ज्ञातुं ज्ञानं प्राप्तुं शक्नुमः ते सर्वे अपि परस्परपूरकाः एव तदर्थं पारम्परिकां अध्ययनपद्धतिम् अनुसृत्य अद्यतनापद्धत्यनुसारमपि बहवः विषयान् मत्वा अग्रे गन्तुं शक्नुमः इति मम आशयः